मम इष्टतमं तरणस्थानं वर्तते तडागः अस्माकं ग्रामे तडागः चतुष्टयं वर्तते सर्वत्र तत्र वर्तते किमर्थम् इष्टतमं इत्युक्ते तरः तडागः बहु बृहन्नास्ति किमर्थमित्युक्ते द तत्रत्यः ग्रामे ये जनाः वसन्ति ते एव निर्माणं कृतवन्तः किमर्थम् आविष्टम् इत्युक्ते तडागस्य चतुस् पार्श्विकमस्ति लघु लघु वृक्षाः सन्ति पुष्पाणि सन्ति तत्र अनन्तरम् अनतिदूरे कृषिक्षेत्राणि वर्तन्ते पुनश्च अस्माकं ग्रामे ये ये वर्तन्ते सर्वे जनाः तत्र स्नानार्थं तडागं प्रति समागच्छन्ति मित्रैः सह अपि अहं तत्र बहुवारं गतवान् तत्र तर तत्रैव अहं मम तरणं प्रारब्धमासीत् अतः अतः तदपि मम कृते बहु आविष्टम् पुनश्च तडागे नैके जीवाः वसन्ति मीनः कच्छपः एते शङ्खाः एते जीवाः तत्र वसन्ति तत्र जनाः यदा गच्छन्ति तदानीं भोजनादिकं स्वीकृत्य तत्र अन्नादिकं तत्र स्थापयन्ति चेत् किं भवति ते मीनाः खादन्ति एवं प्रकारे तत्र मीनानां सङ्ख्या अपि वर्धमाना वर्तते मीनाः आधिक्येन भवन्ति चेत् तत्र तडागः तडागस्वच्छता भवति पुनश्च तत्र कच्छपाः अपि भवन्ति यतो हि दशावतारे उ एकः अवतारः कच्छपावतारः अपि वर्तते